अहं मन्ये यत् संस्कृतभाषाशिक्षणं बालानां कृते आवश्यकं वर्तते यतो हि इदानीं समाजे सर्वत्र व्यभिचारः दृश्यते अतः केवलभाषामाध्यमेनैव व्यभिचारः वारयितुं शक्यते इति तु अहं निस्सन्देहेन संस्कृतभाषाक्षेत्रे कथयितुं शक्नोमि यतो हि संस्कृतभाषायां सर्वे शास्त्राणि उपनिबद्धानि वर्तन्ते तेषु शास्त्रेषु यज्ज्ञानं या परम्परा या शिष्टव्यवहारशैली लक्ष्यते वर्तते तद् यदि बालानां कृते शिक्षणरूपेण भाषाशिक्षणरूपेण वा दास्यामः चेत् तर्हि तेषां बाल्यतः एव सुष्ठु भाषाप्रयोगं वा भवतु स्वस्य व्यावहारिकजीवने परिवर्तनं वा भवतु तेषां बुद्धौ च एते शिष्टव्यवहाराः यतो हि अस्माकं शास्त्रेषु वेदेषु वर्तते कथं अतिथिभ्यः आचरणीयः यतो हि मन्त्रः वर्तते अतिथिदेवो भव पितृदेवो भव आचार्यदेवो भव एवं च अस्माकं शास्त्रम् अस्मान् उपदिशति रामादिवत् वर्तितव्यं न रावणादिवत् एताः एताः शिक्षाः शास्त्रे वर्तन्ते चेत् संस्कृतमाध्यमेनैव तर्हि संस्कृतं भाषाशिक्षणं यदि दास्यामः बालानां कृते केवलभाषामाध्यमेनैव भाषाशिक्षणम् एवमेव व्यवहारशिक्षणं तेषाम् अनुपदम् एव भविष्यति तेषां बुद्धेः विकासः भविष्यति अग्रे गत्वा ते शिष्टाः भविष्यन्ति इति दिक्